यदाहम् अधिकदिनानि बहिः गन्तव्यं तदा एकः मम मित्रम् अस्ति तस्य नामः आनन्दतीर्थः इति सः सर्वे पादपरक्षणे महान् कुशलः महापादपरक्षणे महाकुशलः अस्ति तेषां हस्ते मम गृहस्य कीलिकाम् अहं स्थापयित्वा कृपया रक्षयतु इति प्रार्थयामि सः स्वापत्यभावेन स्वस्य अपत्यभावेन महान् सन्तोषेन मम गृहस्य सः मम गृहे सः स्थितः सर्वे पादपः पादपाः पालयन्ति अवश्यं पालयति इति अहं जानामि तदैव मम मार्गः